भारतस्य द्वाविंशत्यधिका भाषा अस्ति तर्हि तन्मध्ये आसां बङ्गाली गुजराती हिन्दी कन्नडा कश्मिरी कोक्णी मल्याळम् मणिपूर् मराठी नेपाली ओरिया पञ्जाबी संस्कृतं सिन्धि तमीळ् तेल्गु उर्दू बोडु सन् सन्थाली मैथली इत्याद् डोग्री एतेषु सर्वेषु भाषा विभाषायाः अधिकृत्भाषाः अस्ति तर्हि तदनन्तरं अधिकृत् अनधिकृत्भाषा अस्ति तर्हि तस्य नाम लमाणि अहिराणि खन्देशी वराडी इत्यादि अपि भाषाः अस्ति एतस्य परिचयः जना जनस्य परिचयः नास्ति तर्हि एतेषु सर्वेषु भाषासु कन्स्ट्युट् कान्स्टिट्यूशन् मध्ये का संविधानमध्ये नास्ति तर्हि भारतस्य भाषावैविध्यम् अस्ति भाषावैविध्यमस्ति तर्हि भाषावैविध्यं भारतस्य मूल्यं धनं मूल्यवान् धनमस्ति तर्हि तेन कारणेन भारताः उच्चैः अस्ति भारतमध्ये भाषावैविध्यमस्ति तेन कारणेन भारतः बहु उच् उच्चशिखरे अस्ति तर्हि बा भारतस्य बहिः उद् बहिर्देशे के एकः एकः भाषा अस्ति तस्यापि स् सर्व सर्वे म व्यवहारः चलति किन्तु भारते अनेकः अनेका भाषा सन्ति अनेकः लिपिः सन्ति तस्य व्यवहारः अपि अनेकः अस्ति इति कारणात् भारतः सर्वश्रेष्ठः अस्ति भाषावैविध्यपूर्णः अस्ति भारतः